वेदार्थविचारे मीमांसकानां यन्मतं वर्तते तत् सर्व सर्वसम्मतं नास्त्येव किन्तु वेदान्तादिशास्त्रेषु अथवा अद्वैतमतं द्वैतमतं विशिष्टाद्वैतमतम् इति यदस्ति तस्य विचारस्य सम्यक् अध्ययनार्थं तेषां प्रश्नाः तु अवश्यतया अध्येतव्यम्